इतिहासे तव शास्त्रस्य मुख्याः प्रणेतारः के तेषां योगदानम् यदि साहित्यशास्त्रं पश्यामः तर्हि तत्र षष्ठे शताद्बे शताब्दौ षष्ठशताब्दौ आद्यः साहित्यशास्त्रस्य प्रणेता अस्ति भामहः भामहस्य काव्यालङ्कारं साहित्यशास्त्रे काव्यालङ्कारः यः अस्ति ग्रन्थः सः साहित्यशास्त्रे आद्यः ग्रन्थः इति वदन्ति जनाः तत्र तु साहित्यशास्त्रसम्बन्धिः विषयान् अनेकान् अत्यन्त सुलभरीत्या भामहः काव्यालङ्कारे लिखितवान् तदेव अनुसृत्य पुनः दण्डीमहाकविः काव्यादर्शम् अपि दर्शितवान् काव्यादर्शे अपि भामहेन काव्यालङ्कारे ये ये विषयाः प्रस्तुतीकृताः वर्तन्ते तान् सर्वान् अपि इतोऽपि किञ्चित् अधिकतया वक्तुं प्रायतता दण्डीमहाकविः काव्यादर्शे तदनन्तरकाले साहित्यशास्त्रस्य वैशाल्यं सर्वत्र सर्वथा प्रसिद्धिं गतम् अस्ति उदाहरणार्थं यदि वयं पश्यामः मम्मटस्य काव्यप्रकाशः तदनन्तरं कुन्तकस्य वक्रोक्तिजीवितम् तदनन्तरञ्च विश्वनाथः कविराजस्य साहित्यदर्पणम् ततश्च आनन्दवर्धनस्य ध्वन्यालोकः तदनन्तरञ्च जगन्नाथपण्डितराजस्य रसगङ्गाधरः एवं तदनन्तरकाले विद्यानाथेन रचितं प्रतापरुद्रीयं प्रतापरुद्रीयम् एवञ्च जयदेवस्य चन्द्रालोकः अप्पय्यदीक्षितस्य ग्रन्थः अपि अलङ्कारग्रन्थः अपि एवम् अनेके साहित्यशास्त्र ग्रन्थप्रणेतारः वर्तन्ते एतेषाम् अध्ययनेन साहित्यशास्त्रस्य सर्वम् अपि ज्ञानम् उपलभ्यते ततः तद् आधारीकृत्य अग्रे यत्किमपि ज्ञातुं वा लिखितुं वा उपदेष्टुं वा व्याख्यातुम् वा अवकाशः लभ्यते तस्मात् एते सर्वे अपि साहित्यशास्त्रे मुख्याः प्रणेतारः वर्तन्ते